एलेक्षन् समये श्रुतवती यतः शिक्षकाः तेषां भिन्न भिन्न क्षेत्रप्रदेशेषु दायित्वं ददाति रेस्पान्सिब्लिटि दायित्वानि ड्यूटि भवति एवं ते कार्यनिर्वहणे अन्यत्र गच्छन्ति एतेन कारणेन तेषां जीवनं सामान्यतया न चलति गृहे सम्पूर्णम् द्रष्टुं न शक्नुवन्ति महिलाः इति अहं चिन्तयामि मध्ये अन्यक्षेत्रं भ गन्तुम् अन्यमार्गं नास्ति इति गच्छन्ति तेषाम् इच्छानुसारेण इति न चिन्तयामि कदाचित् समीपस्थं स्थलं न ददाति बहु दूरं भविष्यति इ इति श्रुतवती गमनागमनं कष्टं भवति तेषां तत्रैव वासः करणीयं भविष्यति भवति यत्र कदाचित् तेषां व्य व्यवस्थापि सम्यक् न भवति के केचन दिनं केचन दिनेषु भवितव्यम् इति रूपेण ते कार्यं निर्वहणाय आगच्छन्ति